इदानीं भारते बहुविधसमस्याः तु सन्ति एव तत्र सर्वकारीयाः कथं तस्य परिहारार्थं योजनाः चिन्तितवन्तः इति विषये अहं तु इदानीं कृषि नाम कृषिकः इति विषये अहं वदामि तस्य नाम कृषिकस्य समस्याः काः काः इति वक्तुम् इच्छामि सामन्यतया कृषिकाः बहु कष्टेन आवर्षं प्रयत्नं कृत्वा वर्षे एकवारम् अथवा द्विवारं फलं प्राप्नुवन्ति तत्र बहुविधसमस्याः भवन्तिस्म इदानीं वदामि चेत् तत्र कर्षणविषये भू भूमेः कर्षणं कर्तुं सर्वदा धेनुपालनं करणीयं वृषभः पालनीयः आवर्षम् वृषभः तु वर्षे एकवारं द्विवारं कर्षणार्थम् आवर्षणम् आवर्षमपि पालनीयं भवतिस्म तदा किं भवति एते कृषिकाः यद् सम्पादितं तत् सर्वं तन्निमित्तम् अधिकतया गच्छातिस्म नाम तत्र वृषभः इति कारणतः तेषाम् अन्य नाम क्षीरं न आयाति इत्यादिकारणतः अन्यप्रयोजनं तु न भवतिस्म स्वयं सर्वदा ते एव तान् पालयित्वा कार्यं निर्वहन्तिस्म बहु कष्टेन इदानीं किसान् क्रिया ट्र्याक्टर् योजना इति यद् आगतमस्ति तेन कारणेन इदानीं बहु सम्यक् अभवत् नाम ट्र्याक्टर् प्रत्येक एकैकः अपि स्वीकरणीयमिति नास्ति बाटकनिमित्तमपि स्वीकर्तुं शक्यते पञ्चषड् गृहाणाम् निमित्तम् एकं ट्र्याक्टर् अस्ति चेत् निर्वहणं कर्तुं सल सुलभम् अस्ति एतेन कारणेन आवर्षं पालनं न आवश्यकं वृषभस्य पालनं न आवश्यकम् एतद् यन्त्रम् इति कारणतः ट्र्याक्टर् यदा अवश्यकं भवति तदा तस्य केवलम् उदरपोषणं नाम पेट्रोल् अथवा डिसैल् इत्यादि पूरयित्वा कर्षणं कर्तुं शक्यते अतः एतद् बहु उत्तमयोजना अस्ति किसान् ट्र्याक्टर् योजना इति एवमेव भिन्नभिन्नयोजनाः सर्वकारैः कृता अस्ति तत्र किसान् मित्रयोजना कृषि उडान् योजन एतदपि बहु लाभाय एव पुनः प्रधानमन्त्री फसल् भीमा योजनमिति एकमस्ति तत्र तु किमस्ति पूर्वं कथं भवतिस्म नाम कृषिकः बीजवपनं करोति समये सामान्यवर्षाकाले तस्य वर्धनम् इत्यादि भवति कृषिकार्यं भवति इतः परं जून् मासः आगतः कृषि कार्यम् आरम्भं करणीयमिति चिन्तयति तदा वृष्टिः एव न भवति नाम अनावृष्टिः एकैकवर्षम् एकैकरीत्या भवति एकस्मिन् वर्षे अतिवृष्टिः भवति एकस्मिन् वर्षे अनावृष्टिः भवति एतेन कारणेन किं भवति बीजवपनं कर्तुमपि भयं वृष्टिः भवति वा न वा इति सन्देहः यदि कदाचित् हा एकस्मिन् वर्षे वृष्टिः समये आरब्धा अस्ति तदा किं कुर्वन्ति बीजवपनं सर्वं कुर्वन्ति सस्यं किञ्चित् वर्धते तावता अनावृष्टिः भूत्वा सर्वसस्यमपि नष्टं भवितुम् अर्हति अथवा अतिवृष्टिः भूत्वा सर्वमपि किं वदामः नष्टं भवति तेन कारणेनापि तदा कृषिकस्य हस्ते किमपि धनमपि न भवति विद्यमानं सर्वं स्थापितवान् भवति अनन्तरं सः करोति अग्रिम ॠणं स्वीकृत्य स्वीकृत्य स्वीकृत्य अग्रे अन्ते वयं शृण्मः बहुत्र कृषिकः अनन्तरं ऋणं स्वीकृत्य स्वीकृत्य तस्य सम्बद्धं धनं वा प्रतिदातुं न शक्नोति तदा सः आत्महत्यामपि करोति तादृशसन्दर्भः आसीत् इदानीं पश्यामः प्रधानमन्त्री यथा इदानीं फसल् भीमा योजना कारणतः स तद् बहुनिवारणमभवत् नाम तावद् यदि नष्टम् अस्ति अनावृष्टिः अस्ति अतिवृष्टिः अभवत् एतद् भवति चेत् सर्वकारीयाः धनं यच्छन्ति इति कारणतः तस्य उपरि बहु भारः न भवत् अस्ति अतः बहु उत्तमयोजना अस्ति फसल् भीमा योजना एतद् अन्यदपि अस्ति पिस् पि एम् किसान् सम्मन निधि योजना एतत्तु बहु उत्तमम् अस्ति पूर्वं चेत् किं भवतिस्म कृषकाय एतावत् धनम् इति सर्वकारैः घोष्यते अनन्तरं तद् ततः निर्गत्य तत् मध्ये मध्ये मध्ये मध्ये बहू जनान् हस्तम् आगत्य आगत्य अन्ते तत्र शतरूप्यकाणि इति घोषणं कुर्वन्ति सर्वकारैः किन्तु कृषिकः प्राप्यते पञ्चरूप्यकाणि एव अन्ततो गत्वा आगच्छति तस्य इदानीम् एकम् सर्वैः बैङ्क् मध्ये अकौण्ट् करणीयमिति कृतम् अस्ति अतः सर्वे तद् कृतवन्तः तेन कारणेन साक्षात् तत्र यावद् घोषितं तावद् पूर्णं तस्य साक्षात् अकौण्ट् प्रति आगत्य पतति अतः एतत्तु बहु उत्तम योजना अस्ति जनाः अपि बहु अभिनन्दनं कुर्वन्ति एतेन कारणेन